हरिः ओम् नमस्ते नम्बुदिनि आं सत्यं सङ्गीतशिक्षिका अस्मि ओके नमस्ते हा ओके

ह हा ओके अवश्यं भगिनि अहं किङ्गेर्यां वसामि अहम् अपि उद्योगिनी अस्मि मम सङ्गीते अभिरुचिः अधिकम् अस्तु अतः अहं दिने एकघण्टां यावदहं छात्रान् पाठयिष्यामि भवत्याः पुत्री आन्लैन् आगच्छति वा आफ़्लैन् आगच्छति वा कुत्र भवत्याः वासस्थलं प्रथमम् ओ भगिनि इतः मया तावत्पर्यन्तम् आगन्तुं अशक्तमेव अतः आन्लैन् एव उचितमिति चिन्तयामि ओ आम् अवश्यं गृहकक्षानन्तरमेतत् सप्ताहे सप्तदिनानि अपि न चालयामि सङ्गीतनिमित्तमिति एकघण्टामहमपि करिष्यामि ज्ञानम् इत्यादि सङ्गीतम् अभ्यासं करिष्यामि यद्दिनं मम अवधिः नास्ति मम एतद् नास्तिती अभ्यासः नास्ति तद्दिने भवत्याः पुत्रीं पाठयिष्यामि किं पुत्र्याः भगिनि

पुत्र्याः नाम किम् सूचर् उत्तमं बहु सुन्दरं नाम सुन्दरमस्ति

पूर्वं कुत्रापि पठितवती वसा

तथा धन्योस्मि भगिनि भवत्याः वचनं श्रुत्वा अस्तु भवती पुत्र्याः पूर्वं साय अस्तु सङ्गीतशिक्षिका अस्तु

आम्

वर्धते अवश्यं वर्धते भगिनि सङ्गीतम् एकं साधनमेव आत्मशक्तिः मोक्षसाधननिमित्तं तदपि एकः मार्गः एव अवश्यं साधयति तदपि लघु अस्ति खलु अग्रे तद् साधयति एव तत् सङ्गीतम् अवश्यं प्रेषयन्तु कीदृशं सङ्गीतमिच्छन्ति क्लासिकल् एव वा नो चेत् लैट् म्यूसिक् वा किम्

ह तत् पूर्वं कति वर्षादारभ्य आरभ्य सङ्गीताध्ययनं कृतवती

अस्तु भगिनि अहं पाठयिष्यामि तां बालिकाम् आं सप्ताहे अवधिः द्वयं स्वीकरोमि चेत् मासे एकसहस्रं सप्ताहे अवधिः त्रयं चालयामि चेत् मासे सार्धम् एकसहस्रं दातव्यं भवति

न

अवश्यं भगिनि अस्तु भगिनि स्वागतं महान् आनन्दः धन्यवादः धन्यवादः